सामान्यतः कृषिकाः अन्ये अन्यान् वाणिज्यान् कर्तुं इच्छान्ति चेतपि एकं तु तेषां समयः न भवति कृषिकार्ये व्यस्ताः भवन्ति पुनः एतदर्थं न शक्नुवन्ति कार्यं कर्तुं अन्यवाणिज्यान् कर्तुम् इति पूर्वं चिन्त् चिन्तनम् आसीत् गृहे ये जनाः भवन्ति स्म सर्वे अपि कृषीकार्ये मग्नाः भवन्ति स्म किन्तु अद्यत्वे तथा नास्ति यतः भिन्नभिन्न आधुनिक उपकरणाः उपलभ्यन्ते उपकरणानि उपलभ्यन्ते इति कारणेन कृषिकार्यम् मेण्डेट्री जनस् जनस्य यः व्ययः अस्ति तद् अपेक्ष जनशक्तेः व्ययस्य अपेक्षया उपकरणानां उपयोगः अधिकतया कुर्वन्ति इति कारणेन ये कृषीकार्यं कुर्वन्ति तेन सह अन्य वाणिज्यान् अपि कर्तुं शक्नुवन्ति केचन आपणान् चालयन्ति अन्ये केचन कृषीकार्यं कुर्वन्तः विद्यालयं गच्छन्ति अन्ये केचन गृहे एव उपविश्य कृषीकार्येण सह छात्रान् पाठयन्ति पुनः अन्ये केचन गृहे एव स्थित्वा कृषीकार्येण सह काण्ट्रेक्ट् मार्गस्य वा अथवा भिन्नभिन्न पूगफलानां काण्ट्राक्ट् स्वीकुर्वन्ति पुनः वा वा धान्यानां काण्ट्रेक्ट् स्वीकुर्वन्ति एतत्तु मया साक्षात् दृष्टमिति कारणेन मम अत्र सहमतिः अस्ति